अहम् एकस्मिन् विश्वविद्यालये अध्यापकः अस्मि अस्माकं विश्वविद्यालयस्य ग्रन्थालये बहूनि पुस्तकानि विद्यन्ते अधिकतया संस्कृतपुस्तकानि वर्तन्ते अहं दर्शनसम्बद्धानां पुस्तकानाम् अध्ययनं सर्वदा करोमि भगवद्गीता ब्रह्मसूत्रं सांख्यकारिका पञ्चदशी सर्वदर्शनसङ्ग्रहः इत्यादयः ग्रन्थाः मया ग्रन्थालये पठिताः